प्रतिदिनं पाकसमाप्ति ऊर्ध्वं रेगुलेटर् सम्यक्तया निर्वापयामि काले काले गेस् सिलिण्डर् पूरितं वा रिक्तं वा इति परिशीलयामि स्वच्छतादीनां विषये विशेषम् अवधानं दास्यामि गेस् सिलिण्डर् पैप् पुनः पुनः परिवर्तयामि